आस्तिकनास्तिकदर्शनानाम् भेदः कः इति वक्ष्यामि आस्तिकग्रन्थाः के इति वदामि एका कारिका वर्तते चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा रामायणं भारतं च गीताषड्दर्शनानि च इत्येवं रूपेण कारिका वर्तते तेन अस्माभिः ज्ञातुं शक्यते महाभारतं रामायणं चतुर्वेदः वेदाङ्गम् इत्यादिकम् आस्तिकग्रन्थाः इति कथ्यन्ते नास्तिकाः किय इत्युक्ते जैनाः बौद्धाः इत्यादयः नास्तिकाः तेषां ग्रन्थाः अपि कादम्बरी इत्यादिग्रन्थाः वर्तन्ते तेषां ग्रन्थे आस्तिकग्रन्थस्य विरुद्धमेव सर्वदा उल्लेखः वर्तते यत्किमपि नास्तिकानां ग्रन्थं पश्यामः सर्वत्र अपि अनिष्टमेव लिखितमस्ति ते कदापि वेदः अस्ति इति अङ्गीकारं न कुर्वन्ति वेदाङ्गमस्ति इति अङ्गीकारं शास्त्राणि सन्ति महाभारतं रामायणम् इत्यादिविषयेपि तेषाम् अङ्गीकारः न वर्तते अतः एव ते नास्तिकाः इति कथ्यन्ते यतोहि सत्यस् सत्यं यदस्ति तद् ते न वदन्ति इति कारणतः अपि नास्तिकाः इति कथ्यन्ते आस्तिकग्रन्थेषु ऋषिभिः यदुक्तं तद् लिखितम् तस्य आचरणं च लोके क्रियते

ते एवं रूपेण तत्र भेदः अस्ति अतः आस्तिकग्रा ग्रन्थानामेव अध्ययनं वरम् इति मे भाति